रामायणे मम इष्टतमं पात्रं भरतः अस्ति किमर्थमित्युक्ते भरतः राज्यं न इष्टवान् भगवत् सेवां एव इष्ट इष्टवान् कृतवान् च तस्य मातुः वाक्यानि मातुः आज्ञां सम्यक् नास्ति इति सम्पूर्णतः ज्ञातवान् भरतः अतः सः राम् रामम् अनुगतवान् रामम् अनुगतवान् राम राम रामस्य पादुकां प्रार्थितवान् अनन्तरं पादुकां प्रतिष्ठ् प्रतिष् पादुका एव राज्यं करोति भरतः राज्यं न करोति न इच्छति इच्छा भरतः अद्भुतम् अद्भुतं सम्यक् पात्रः रामायणे अतः मम प्रियःपात्रः भरतः एव अस्ति